कृषिविषये सर्वेषां आदरः तु वर्तते परन्तु कर्तव्यं न कर्तव्यम् इति एकं चिन्तनं तत्र यतः अन्यत् धनार्जना कार्याणि धनार्जितुं कार्याणि वर्तन्ते तत्र च अधिकं धनं जनाः स्वीकुर्वन्ति कृषि अपेक्षया पुनश्च कृषिः तादृशं कार्यं यत्र भवता चतुर्विंशतिघण्टाः न अपेक्षन्ते कदाचित् भवान् एवं षष्यं भवतां यत् स्थापितवन्तः वर्षार्थं तत् तदा तदा विशेषकाले तत्र गन्तव्यं विशेषकाले च तत्र जलं दातव्यं तादृशं कार्यं कृषिकार्यम् अतः अन्य अन्यस्मिन् काले भवान् किं कुर्यात् तत्र प्रश्नः अतः तत्काले अन्यत्कार्य कार्यं जनाः कुर्वन्ति परन्तु तद् तत्र एवं नास्ति यत् कृषिविषये आदरः न वर्तते आदरः वर्तते परन्तु सर्वेऽपि जनः अधिकाधिकलाभं स्वीकर्तुमिच्छति तच्च कृषिकार्येण पुनश्च अन्यकार्येण अन्यकार्य कार्यं तच्च नित्यं वर्तते कृषिकार्यं कदाचित् नैमित्तिकम् अस्ति